तत्र तावत् शिक्षकाय विद्यालयेषु प्रमुखतया कृष्णफलकमपेक्षितं भवति अपि च स्मार्ट् बोर्ड् इति यदुच्यते तच्च प्रकृते सम्बद्धमस्ति इत्यतः तदपेक्षितं भवति अपि च समीचीनतया आसनव्यवस्था छात्राणां कृते स्वस्य स्यूतं स्थापयितुं स्थानम् इत्यादिकम् अपेक्षितं भवति यतो हि छात्राः यदि सम्यक् स्वस्य मनः संस्थाप्य पठन्ति चेत् केवलं शिक्षकः सुकरतया पाठयितुं शक्नोति तस्मादेव मया एवमुक्तम् अपि च प्रकृते ग्राम्यप्रदेशेषु तावत् स्मार्ट् बोर्ड् इत्यादीनां व्यवस्था समीचीनतया न प्राप्यमाणा अस्ति नगरेषु तावत् सम्यगेव प्राप्यमाणमस्ति इति कृत्वा तस्य सौलभ्यं विद्यते एव अपि च शिक्षकाय तस्य कृते यद् कलात्मकतया पाठनीयमिति कृत्वा तस्य तस्य कृते कर्गजखण्डाः अपेक्षिताः भवन्ति तस्मिन् अन्य अन्य लेखनीभिः लिखित्वा किञ्चित् पाठनीयं भवति अपि च पेपर् पोयिण्ट् प्रसण्टेषन् इति यत् क्रियते पि पि टि इति तस्य अप अपेक्षा तु अधिकतया विद्यते इति कृत्वा एतेषां सर्वेषाम् आधिक्येन आवश्यकता विद्यते इति मया चिन्त्यते